हरि ओम् हरि ओम् नमस्ते एतद् भारत् ग्यास् बुकिङ् सेन्टर् वा मया अस्मिन् मासस्य सिलेंडर् बुक् कृतम् आसीत् अड्रेस् अड्रेस् कलाकौस्तुभः हौस् उजिरे आ आ तत्र विजयलक्ष्मी इति नाम्ना बुक् कृतं आ ह्यः यद् आगतम् अस्ति सिलिंडर् आम् ह्य आरभ्यदूरवाणी कुर्वति अस्मि किन्तु न प्राप्तम् इदानीं प्राप्तं भवति चिन्ता नास्ति अस्मिन् मासस्य ग्यास् सिलेंडर् रूपकानि पञ्चाशत् अधिक एकसहस्रम् इति उक्तवन्तः सर्वदा नवशतरुपकानां कृते आगच्छति स्म अस्माकं गृहं पर्यन्तं अस्मिन् सहस्राधिकपञ्चाशत् पञ्चाशत् इति उक्तवन्तः कुतः इति प्रश्नः

दूरदर्शने उक्तं पञ्चविं पञ्चाशत् रूपकानि अधिकं कृतम् इति भवद्भिः शताधिकपञ्चाशत् रूपकानि अधिकं कृतं तद् मया पृष्टं किमर्थं तावद् कृतम् इति

नास्ति भोः भवद्भिः डिलीवार् चार्ज् स्थापयन्ति चेद् पूर्वं सूचनीयं खलु नास्ति यदा ग्यास् बुक् अस्माभिः क्रियते तदानीं सन्देशः यदि आगमिष्यन्ति तदानीं पूर्वतनं मूल्यं तदा अस्ति तदेव आगतम् अस्माभिः तावद् एव सज्जीकृतं किन्तु इदानीम् अत्र वदन्ति एवं शताधिकपञ्चाशत् रूपकानि अधिकं जातम् इति तद् सन्देशे भवन्तः प्रेषयन्ति चेद् वयं सिद्धाः भवामः तत् तु शक्यते वा न वा इति प्रश्नः नास्ति अस्तु सः उक्तवान् अस्माकं किम् अपि नास्ति कम्पनी मध्ये भवन्तः सम्भाषणं कुर्वन्तु इति वयं नवशतरूपकानां दद्मः ददाति स्म ददामः एकसहस्राधिकपञ्चाशत् रूपकानां मूल्ये वयं दद्मः तत्र चिन्ता नास्ति किन्तु भवद्भिः सन्देशात् एकं समीचिनतया प्रेषणीयं खलु इति प्रश्नः मया तर्जितं नास्ति मया पृष्टम् अस्ति कथम् जातम् इति अहं दूरवाण्याः मया न तर्जितं मया एवम् एव उक्तम् शताधिकपञ्चाशत् किमर्थम् इति अस्तु भवतु इतःपरं सन्देशादिकं सम्यकतया प्रेषयन्तु मम एतद् एकः कंप्लेंट् अस्ति रजिस्टर् कुर्वन्तु अस्तु अस्तु